एतावता बहूनि चित्राणि स्वीकृतानि मया तत्र मम एक लक्ष्यम् अस्ति एकवारम् वैल्ड् लैफ् फोटोग्राफि करणीयमिति एतावता तस्य कृते परिश्रमं किमपि न कृतवान् किन्तु बहुत्र पर्यटनस्थानेषु गत्वा भिन्नभिन्न प्रकृति नेचर् दृश्यानि मया स्वाकृतानि एतद् विषये वैल्ड् लैफ् फोटोग्राफि विषये किञ्चित् पठित्वा फोटोग्राफि चित्रग्रहणं करणीयम् इति मम मनसि अस्ति तदनन्तरम् एकवारम् सार्वजनिकप्रदर्शनं कर्तुमिच्छामि इदानींतन चित्रं तु सामान्यमस्ति सर्वे दृष्टवन्तः इति मन्ये सर्वत्र तत् भवतीति चिन्तयामि यदा अहं वैल्ड् लैफ् फोटोग्राफिं मध्ये प्रविश्य तत्र किञ्चित् अध्ययनं कृत्वा चित्राणि स्वीकृत्य प्रदर्शनं करोमि चेत् तत्र किञ्चित् मूल्यम् अधिकं भवति तादृश चिन्तनम् अस्ति तदनन्तरम् अग्रिमवर्षे वा आनन्तरम् अहं करोमि करिष्यामि